अस्माकं क्षेत्रस्य एम् एल् ए वर्तते एम् बी पाटिल् इति तैस्सह सम्भाषणं वार्तालापः इति एतावता न जातं किन्तु तैः यद्यत् कार्यं कृतम् अस्ति तत् दृष्ट्वा एव ज्ञायते ते कथं सन्ति इति तेषां कार्यं दृष्ट्वा तेभ्यः लोकानुभवः कार्यानुभश्च सम्यक् जातम् अस्ति इति ज्ञायते एकः अध्यक्षः वर्तते इत्युक्ते तैः तेन कार्यं क्रियते चेत् नालम् जनसम्पर्कः अपि तेन सम्यक् कृतं स्यात् अतः एतान् दृष्ट्वा एव ज्ञायते यत् ते लोकानुभविनः कार्यानुभविनः तेन सह ते प्रजानां हितचिन्तकाः इत्यपि मया तेषां कार्यं दृष्ट्वा सम्यक् ज्ञातमस्ति अतः सम्भाषणेनैव ते एवं सन्ति इति वक्तुं न शक्यते तेषां कार्यं दृष्ट्वा अपि कथं सन्ति इति ज्ञातुं शक्यते